मम प्रदेशे विद्युतः समयः सम्पूर्णदिने भविष्यति रात्रौ अपि परं विद्युत् विच्छेदस्य अवकाशः तु ग्रीष्मऋतौ एव सदा भवति अथवा वसन्तऋतौ अपि भवति यदा घर्मः बहु भवति तदा विद्युत् विच्छेदः भवति तदपि यत् समये यस्मिन् समये तत् विच्छेदं कुर्वन्ति इति ज्ञातुं न शक्यते प्रायशः तत्र रात्रौ कुर्वन्ति अथवा मध्याह्ने कुर्वन्ति अथवा प्रातः कुर्वन्ति

जीवनस्य व्यत्ययं किञ्चिदेव भवति न तु बहु यतोहि वयं ग्रामे न निवसामः वयं तु

नगरे निवसामः अतः यू पि एस् द्वारा अस्माकं जीवनं चलति